अहं यत्र अधीतवान् तत्र पाठशालायाः नाम श्रीराजराजेश्वरसंस्कृतपाठशाला एवं कलाशाला तत्र प्रायः सप्तमी कक्षायां अस्माकं तत्र पाठशालायां सर्वेऽपि मिलित्वा छात्राः एवम् अध्यापकाः एवं मिलित्वा बस्याने आन्ध्रातेलङ्गाणाप्रान्ते तदानीन्तन आन्ध्रप्रदेशे आसीत् तत्र विद्यमानप्रसिद्धमन्दिराणां एवं यात्रा अस्माभिः आचरिता आसीत् तत्र तदानीन्तन समये अस्माकं प्रत्येकस्य व्यक्तिनिकटे त्रिशतं स्वीकृत् स्वीकृतवन्तः परन्तु यत्र यत्र वयं गतवन्तः तत्र समीचीनतया उत्तमतया एवं दर्शनम् अभवत् अनन्तरं वयं देवस्थानपक्षतः गतवन्तः श्रीराजराजेश्वरदेवस्थानपक्षतः वयं गतवन्तः अतः यत्र यत्र वयं दर्शनार्थं गतवन्तः तत्र अस्माकं कृते उत्तमा व्यवस्था कल्पिता एवमेव भोजनव्यवस्थापि तैः कल्पिता दर्शनमपि सम्यक् एवं ते तैः कारितमस्ति अतः एवं द्राक्षारामं तत्र प्रसिद्धमन्दिराणि अस्माभि दृष्टानि द्राक्षारामं धवलेश्वरं अन्नवरम् एवं रूपेण तत्र अरकुलोया सिंहाचलं तत्र भद्राचलं एवम् श्रीशैलम् उत्तम यत्र प्रसिद्धमन्दिराणि वर्तन्ते अस्माकं राज्ये तानि सर्वाणि मन्दिराणि अल्पेन धनेन अल्पे समये अस्माभिः एवं दर्शितानि तत् स च अनुभवः तत्र चिरस्मरणीय अनुभवः वर्तते अस्माकं कृते बहुविधरूपेण वयं आनन्दं वयं प्राप्तवन्तः एतत् मम बाल्यकालस्य एवं यात्रासम्बद्धः एकः उत्तमः अनुभवः वर्तते